बहूनि पात्राणि प्रसङ्गानुगुणया वर्धयामि नाम उत्तमपात्राः पात्राणां निर्माणार्थं विशेषः नूतनः क्रमः न क्रियते यः कोऽपि कविः वा भवतु तेषां कृतौ स्वजीवने यावत् तेन अनुभूतानि तेषामेव विषयानां मेलनं कृत्वा पात्रयोजनं क्रियते अहमपि तदेव वरम् इति भावयित्वा भावयित्वा करिष्यामि नाम कवेः जीवन जीवनमेव एकं एकं एकः एकं लेखनं नाटकं वा कथावस्तु तत्रत्यानि पात्राणि स्वीकृत्य लेखने उपयुक्यते चेत् तत् अन्येषां सुष्टुबोधनाय भवति अतः निजजीवनादेव पात्राणि स्वीकरोमि